नमस्ते अद्य प्रातः मया विमानाश्रयं प्रति द्विवादने गमनार्थम् एकं कार्यानस्य आरक्षणं कृतम् अधुना तु सपादद्विवादनं जातं किन्तु एतावत् पर्यन्तं तत् कार्यानम् एव न आगतं विमानाश्रये पादोनत्रिवादने गन्तव्यम् अस्ति एवं विलम्बेन आगम्यते चेत् कथं भोः समये विमानाश्रयं प्राप्नोमि अतः अहम् अस्य आरक्षणस्य निरसनं कर्तुम् इच्छामि मया दत्तं धनं सर्वं प्रत्यर्पणीयम् एवमेव चलति चेत् भवतां ये अधुना ग्राहकाः सन्ति ते सर्वे अन्यां व्यवस्थां कल्पयन्ति येन भवतां संस्थायाः नाशः भविष्यति अतः कृपयां शी कृपया शीघ्रम् अस्मिन् विषये सामालोच्य दोषान् शुद्धिः करोतु मम आरक्षणं तु निरसनं करोतु धन्यवादाः